क्रीडायां शरीरस्य चालनम् आधिक्येन भवति इति कारणात् शरीरस्य स्वास्थ्यसम्पादनाय क्रीडाः तु अत्यन्तं सौलभ्यं जनयन्ति इति सर्वे जानन्ति किन्तु मनसः अपि स्वास्थ्यसंरक्षणाय क्रीडान् क्रीडाणां पात्रम् अत्यन्तं महन्तम् इति अहं भवयामि तत्र अतः क्रीडाकाले वयं सर्वम् अपि विस्मृत्य अस्माकं मनस्सु याः भावनाः भवन्ति काठिन्यं ये यानि वर्तन्ते तानि सर्वाणि अपि अहं वयं विस्मृत्य क्रीडायां भागं गृह्णामः अतः क्रीडाकाले मनः अत्यन्तं स्वस्थं प्रसन्नं भवति सन्तोषः भवति किञ्च मनसि याः दुर्भावनाः वर्तन्ते ताः क्रीडाकाले बहिरायान्ति इति अहं भावयामि कदाचित् वस् अस्माकं कोपः भवति कोपं तत्क्षणे एव क्रीडा काले वयं बहिः निष्काष्यामः अतः मनः स्वस्थम् भवति एवं शरीरस्य मनसः च स्वास्थ्ये क्रीडानाम् उपयोगः अत्यन्तं वर्तते इति मम अनुभवः